अद्य मया पुस्तकापणं प्रति गतं तत्र सार्था इति काचिन्नवला दृष्टा तत्र लेखकः वर्तते विद्वान् एच् वी नागराजराव् महोदयः ते अत्यन्तं सुप्रसिद्धाः सन्ति संस्कृतक्षेत्रे तेषाम् अनुवादशैली अपि अतीव मनोहरा वर्तते वस्तुतः इदं पुस्तकं कन्नडमूलमस्ति एस् एल् भैरप्प महोदयानां लेखने आगतमासीत् तस्यैव अनुवादः मूलवत् प्रतिभाति अवस् अवश्यं पठनियारः ग्रन्थः धन्यवादः